वेदाध्ययननिरतः प्रातः ब्रह्ममुहूर्ते उत्तिष्ठेत् तदनन्तरं दिनचर्यादिकं कृत्वा नित्यकर्मादिकं कृत्वा सः वेदाध्ययनार्थम् उपविशेत् वेदपारायणं प्रतिदिनं नूनं कर्तव्यमेव वेदपारायणं प्रतिदिनं क्रियते चेत् वेदस्य कण्ठपाठः सामान्यतः शीघ्रमेव भवति इति अहं वक्तुं शक्नोमि एवं तत्र वेदपारायणादिकं बहु क्रियते इति कृत्वा तदनुसारम् आहारसेवनमपि कर्तव्यं तत्र प्रथमं घृतं सेवेत् घृतं यदि भोजनसमं स्वीक्रियते तर्हि तस्य कण्ठवेदना वा उदरवेदना वा नागच्छति तस्मात् यथा अस्माभिः कार्यं क्रियते तदनुसारमेव आहारादिकं स्वीकर्तव्यम् इति इत्यत्र इदं नियामकं भवति एवं तेन वेदपारायणं कथं क्रियते इत्यत्रापि काचित् नियमः काचित् शैली वर्तते तत्र उक्तमेव वर्तते सः सम्यक् स्थिररूपेण उपविश्य शुद्धमनस्को भूत्वा एकाग्रचित्तस्सन् वेदं पठेत् इति एवं वेदं पठन् सः यदि वेदस्य अर्थमपि जानाति तर्हि इतोपि साधुः एव तस्मात् सम्यक् वेदाध्ययनं कुर्वन्तः वयम् अग्रे सरामः इति वदामि